सार्वजनिकप्रदर्शनार्थं क्रियमाणेषु शिल्पेषु सौन्दर्यं भवति सौन्दर्यं भवति तथापि तादृष सौन्दर्यस्य औचित्यं न भवति इत्येव अहं मन्ये सार्वजनिक प्रतिष्ठापनार्थं जनानां भक्ति मार्गे गमनार्थं सार्वजनिकस्थानेषु मूर्तिप्रतिष्ठापनं यद् भवति तत्र सौन्दर्यस्य औचित्यं भवत्येव तद् कथं रक्षणीयं इत्युक्ते एकं तु सर्वदापि अहं चिन्तयामि इदानिं तु बहुस्थानेषु देवालयेषु एतादृश व्यवस्था आगता यत्र वस्त्रसंहिता एका भवेत् भवन्तः कुत्रचिदपि गच्छन्ति तदूर्ध्वं चेद् देवालयमागच्छन्ति चेत् तादृश व्यवस्था न भवेत् तत्र एकः वस्त्रसंस्कृतिर्भवेत् इति अस्ति तथैव सार्वजनिकस्थानेष्वपि यदा भक्तिः परतया या मूर्तिर्वर्तते तद् दर्शनार्थं काचन संस्कृतिर्भवत्येव तद् भवति चेदेव तद् संस्कृतिर्भवति पुनश्च तादृश सौन्दर्यस्य औचित्यमपि भवति इत्यहं मन्ये अतः एकं तु वस्त्रसंहिता भवेत् पुनश्च कदा गन्तव्यं कदा तादृशा मूर्तिदर्शनं भवेत् शिल्पदर्शनं भवेत् इत्यत्रापि कश्चन नियमः अस्माभिः विधेयः सोपि बहु सहकारम् ददाति इत्यहं मन्ये